न्याय एवं वैशेषिकशास्त्रयोः सम्मेलनेन जातः अयं ग्रन्थः तर्कसङ्ग्रहः इति तथापि अयं न्यायशास्त्रं सम्बद्धः ग्रन्थः इति जनैः उच्यते तस्य शास्त्रस्य रचयितारः पण्डितविद्वांसः अन्नम्भट्टः अन्नम्भट्टस्य तर्कसंग्रहः इति पुस्तकमपि ग्रन्थमपि लभ्यते